हरि ओम् स्विग्गि वा अहम् उडुपी उडुपी उपहारगृह उपहारगृहतः इड्लिम् आर्डर् कृतवती आसम् किन्तु अहं तत्र मसालाडोसां प्राप्तवती अस्मि एतत् मया न आवश्यकम् अतः भवान् इड्लि एव प्रेषयितुं शक्यते वा नो चेत् रिफण्ड् करोतु कृपया